योगाभ्यासं आरब्धुं मम मते चतुर्थे पञ्चमे वयसि एव योगभ्यासः आरम्भं कर्तुं शक्यते किमर्थं चेत् योगभ्यासं कुर्मः चेत् शीघ्रतया मेधा मेधामध्ये शीघ्रं कण्ठस्थं भवति तत्पश्चात् ध्यानम् अपि चतुर्थे पञ्चमे वयसि मध्ये आरम्भः कर्तुं शक्यते ध्यानस्य अपि बहवः लाभाः सन्ति अतः एव मम मते चतुर्थे पञ्चमे वयसि योगाभ्यासः कर्तुं शक्यते कष्टानि योगानि न कर्तव्यानि सरलाः कः योगः चतुर्थे पञ्चमे वयसि कर्तुं शक्यते कष्टं योगः कर्तुं मनः भवति चेत् तदा वयसि दश य पञ्चदश भवति चेत् एव सम्यक् भवति इति मम मनसि आगच्छति तत्पश्चात् योगं कुर्मः चेत् रोगाः ये रोगाः न भवन्ति तत्पश्चात् ध्यानं कुर्वन्ति चेत् अस्माकं यत्किमपि कण्ठस्थं कुर्मः चेत् शीघ्रतया कण्ठस्थं भवति तत्पश्चात् न स्म न विस्मरामः